परह्यः अहं सुगन्धद्रव्यनामकम् एकं द्रव्यं क्रीतवान् तस्य गन्धः मधुरं नासीत् मधुरस्य न विद्यमानत्वात् अहं तत् सुगन्धद्रव्यम् उपयोगं क्रियते चेदपि मनसि आह्लादं न भवति अतः अस्य उपयोगं न कुर्वन्नस्मि अहम् तथा यदि तस्य उपयोगं करोमि तदा मम शरीरे राशस् भवति अहं द्वित्रिवारं प्रयोगं कृतवान् परन्तु प्रतिवारमपि राशस्

यदि सुगन्धद्रव्यस्य उपयोगं करोमि तद्दिने राशस् अभवत् अतः तस्य उपयोगं न कुर्वन्नस्मि मम मित्राणामपि एतत् सुगन्धद्रव्यस्य उपयोगं न कुरु इति अहं उक्तवान्